पठने भ्रमणे च मम शक्तिः अधिकतया वर्तते पठनसमये अन्यत्र ध्यानं न गच्छति यथार्थरूपेण पठामि यथार्थरूपेण पठितुं समर्थोऽहम् इति अहं चिन्तयामि भ्रमणे अपि मम शक्तिः वर्तते यत्र कुत्रापि भ्रमणे मम रुचिः अत्यन्त वर् अत्यन्ततया वर्तते तत्र क्लान्तिः अपि न आगच्छति अतः एतस्मात् भारतवर्षस्य विविधस्थानम् अहं भ्रमितवान् यथा बेङ्गलूरुनगरं उत्तरप्रदेश उत्तरप्रदेशं देहलीनगरं च अहं बहुवारं भ्रमितवान् पुनश्च यथा शक्तिरस्ति तथैव दौर्बल्यमपि अस्ति यथा दूरवाण्यां प्रति मम दौर्बल्यम् अस्ति यदि उत्तमदूरवाणी प्राप्यते तर्हि तस्याः क्रयणे मम रुचिः मम रुचिः अधिकतया भवति पुनश्च लेप्टाप् सङ्गणकम् इत्येतानि अपि अहं क्रेतुं वारं वारम् इच्छामि यद्वा भवतु मम मध्ये शक्तिः अपि दोर्बल्यमपि द्वयमेव विद्यते